अस्माकं क्षेत्रे बहवः धार्मिकपरम्पराः विद्यन्ते तत्र उदाहरणार्थं हिन्दुधर्मः क्रैस्तधर्मः परन्तु हिन्दुधर्मः एव अधिकतया विद्यते अत्र क्रैस्तधर्माणामपि चर्च् इत्यादिकं लभ्यते तथा च मुसल्मानानां नाम इस्लां धर्मस्य इदानीं देशे अधिकतया प्रभावं जायमानं वर्तते अतः ते एकः ए गृहं प्राप्नोति चेत् सर्वत्र ते एव आगच्छन्ति अतः तत्र तेषामेव जनसङ्ख्या अधिकतया जायते अस्माकं प्रदेशे अस्मिन् क्षेत्रे इदमेव समुदायः भवेत् अयमेव समुदायः भवेत् अस्मिन् क्षेत्रे अयमेव इति किमपि नियः नियमः नास्ति यस्सर्व सर्वत्र सर्वेपि तत्र स्थातुं शक् शक्नुवन्ति